हरिः ओम् अहं श्रीकरः इति अभयनगरतः दूरवाणीं कुर्वन् अस्मि अद्य प्रातः मया दूरवाण्या भवतां सम्पर्कः कृतः आसीत् अद्य रात्रौ मम गृहे कश्चन कार्यक्रमः आयोजितः वर्तते तदर्थं भवतां रेस्टोरेण्ट् तः भोजनव्यवस्था भवेदिति मया सूचितमस्ति आहारपदार्थाः के के भवेयुः इत्यपि सूची मया वाट्सप् द्वारा प्रेषिता वर्तते तस्मिन् विषये किञ्चित् वक्तव्यमस्ति अतः इदानीं दूरवाणी कृता आहत्य पञ्चविंशतिजनेभ्यः भोजनव्यवस्था भवेत् रात्रौ अष्टवादने सर्वं मम गृहं प्रति प्रेषयन्तु केचन अतिथयः दूरादागन्तारः सन्ति अतः दशवादनपर्यन्तमपि भोजनं प्रचलति अतः आहारः दीर्घकालपर्यन्तम् उष्णः एव तिष्ठेत् तथा सम्यक् व्यवस्थां कृत्वा प्रेषयन्तु पूर्वमपि भवद्भिः भवद्भिः सह मया व्यवहारः कृतः गतमासस्य पञ्चविंशतिदिनाङ्के मम गृहे लघुकार्यक्रमः आसीत् तदानीमपि भवतां रेस्टोरेण्ट् तः भोजनव्यवस्था कल्पिता आसीत् तदानीं भोजनं तु रुचिकरम् आसीत् किन्तु शीघ्रं शीतलं जातं तदानीमेव मया अस्मिन् विषये अवधानं दातुं सूचितमासीत् अतः अस्मिन् पर्याये तथा न भवेत् एतत्सूचयितुम् अहं दूरवाणीं कृतवान् अस्तु धन्यवादः